अहं राजस्थानप्रदेशतः अस्मि अस्मिन् प्रदेशे कृषिः भवति मुख्यरूपेण उद्योगाः सन्ति सेवाक्षेत्राणि अपि सन्ति जनाः एतेभ्यः कार्येभ्यः वृत्तिं लभन्ते पर्यटनस्य अपि प्रसारः प्रदेशे महत् रूपेण राजते अत्र खनिजपदार्थानाम् अपि प्रचुरमात्रायाम् उपलब्धता अस्ति यत् मण्डलस्य अर्थव्यवस्थायां विधिरूपेण योगदानं ददाति आर्थिकरूपेण प्रदेशः अत्यन्तसमृद्धः अस्ति यस्मात् अत्र सामान्यजनानाम् अपि जीवनशैली उत्कृष्टा अस्ति साम्प्रतम् अर्थव्यवस्थायां सेवाक्षेत्रस्य बहुयोगदानमस्ति कृषिक्षेत्रस्य उद्योगक्षेत्रस्य अपि योगदानं वर्तते